अहं चिन्तनप्रचोदिकं पुस्तकं तत्र ओशो धीरे स् ओशो वचनं यद्वर्तते तत् चिन्तनप्रचोदकं भवति अस्माकं जीवने किं तत्र सत्यम् असत्यम् इत्यादिकं ते अत्यन्तं समीचीनतया विवरणं विवरणं कुर्वन्ति एवं तत्र रामदासः रामदासस्य न चिन्तनप्रचोदकम् एवं कश्चन योगी तत्र कः काश्मीरस्य योगी तस्यापि कन्नडपुस्तकं पुनः कन्नडपुस्तकं वर्तते तत् पुस्तकम् अत्र सर्वत्रापि लभ्यते कर्णाटकभाषायां लभ्यते हिन्दीभाषायाम् ओशो नामकस्य तेषामपि सर्वत्रापि अत्यन्तम् अस्मान् बहु प्रचोदनं करोति क्षणिकस्य अस्य संसारस्य दुःखनिवर्णार्थं किं करणीयम् अस्माकम् आलोचनापद्धतिः का भवेत् इत्यादिकं सर्वं तत्र तेषां वचने अस्माकं हिन्दीभाषायाम् उपलभ्यते कर्नाटकभाषायाम् अपि तेषां पुस्तकं वर्तते एवम् अस्माकं शङ्कराचार्याणां पुस्तकमपि बहु अत्र लभ्यते भगवद्गीताभाष्यम् अथवा उपनिषद्भाष्यम् इत्यपि कर्णाटकभाषायां वर्तते तेषां प्रकरणग्रन्थानमपि अस्माकम् उपलभ्यते ते सर्वे अपि चिन्तनप्रचोकं पुस्तकं भवति अहं तु तत्र पोषणम् अनन्तरं रामदासस्य एवम् अन्येषां शङ्कराचार्याणां पुस्तकं पठितं तेन मम मनसि

तेन पुस्तकसमये तेषां तेषां सर्वेषां पुस्तकं सर्वत्र लभ्यते एव अतः पुस्तकवाचनसमूहे पुस्तकवाचनसमूहे तत् अस्ति वा न वा वाचनानां तत्र वाचकानां समं केचन पुस्तकं पठन् पठन्ति अतः एवम् उपकारं भवति